स्टेम् विषये सम्मेलनानि एतत् न्यूनानि भवन्ति शोधकर्तारः शिक्षाविधः व्यावसायिकाः वाट्सेप् द्वारा एवञ्च ई मेल् द्वारा विषयं ज्ञात्वा सम्मेलनं प्रति आगच्छन्ति